अहम् आन्लैन् माध्यमेन वस्त्राणि क्रीतवती अहं यद् स्थापितवती आसम् सः एव वर्णः मया प्राप्तः पुनः यत् सैज़् आसीत् तदेव प्राप्तमस्ति अतः समीचीनमस्ति